धार्मिकः अभ्यास सम्बन्धानि गीतानि सन्ति इति तु अस्ति एव नाम अधुनापि अस्मिन् वर्तमान संसारेऽपि धार्मिकसम्बन्धं धार्मिकब् धार्मिकाभ्याससम्बन्धानि गीतानि तु सन्ति कानि तानि गीतानि इति चेत् सर्वाणि गीतानि तु सर्वाणि गीतानि तु अहं वक्तुं न शक्ये किन्तु मम यदि इष्टं गीतं वर्तते तत्तु श्र् रामचन्द्ररणधीरः रामचन्द्ररणधीरः इति नामधेयः वर्तते अस्मिन् गीते अर् महाभागः अस्मिन् गीते रामचन्द्रस्य विषये उक्तमस्ति रामचन्द्रः कथम् इति रामचन्द्ररघुवीरः रामचन्द्रः यः वर्तते स एव रघुवीरः नामधेयः अस्ति इति रामः एवञ्च उच्यते रामचन्द्ररणधीरः इति रामचन्द्रः यः वर्तते सः सर्वदा मौनं भवति इति न चिन्तयेयुः जनैः न चिन्तयेयुः जनाः य यदि रणभूमौ सः रामो सः रामः गच्छति तदानीं सः रणधीरः भवति नाम रण् नाम रण् इत्युक्ते युद्धे युद्धे सः यदा गच्छेत् तदानीं सः योद्धा भवति नाम सम्यक्तया एव युद्धं करोति इति एवञ्च इदं गीतं मम इष्टं किमर्थम् इति चेत् इदं गीतं भगवान् रामस्य विषये अस्ति अतः अस्माद् कारणात् इदं गीतं मम इष्टमेव इति